नमस्ते अध्यापिके अहं न आकवद् आग आगतवती किमिति चेद् मम गृहे केचन प्रश्नाः सन्ति प्रश्नाः इत्युक्ते कथं वदेत् प्रश्नाः सन्ति अध्यापिके सर्वमपि वक्तुं न शक्नोमि कलालये कोऽपि विषयाः न सन्ति गृहे एव विषयः भवति तथा अहं पठने श्रद्धां कर्तुं न शक्नोमि तथैव मम प्रथमविषयः भवति अहं पठितुम् इच्छामि किन्तु गृहे कस्य कृते व्यवस्थाः न सन्ति अवसराः न सन्ति किं कर्तुं शक्यते तथैव मम विषयः मम पिता तु मद्यपानासक्तः अस्ति

पाठपुस्तकमपि नास्ति मम मम मह्यम्

भवतु अध्यापिके

आम् अध्यापिके

आम् अध्यापिके आं ज्ञातं ज्ञातं किं कर्तुं शक्यते अध्यापिके आम् अध्यापिके भवती यदा वदति तथैव करोमि हा सन्तुष्टा अस्मि अध्यापिके सन्तुष्टा बहु सन्तुष्टा अस्मि धन्यवादः